अहं मङ्गलूरुतः वुड्लेन्ड् कम्पनि पादकोशं स्वीकृतवान् तद् उपयोगं कृतवान् बहु समीचीनम् अस्ति यदा धरामि बहु आनुकूल्यं वर्तते पुनश्च यदा क्रीडामि आनुकूल्यम् अस्ति यदा धरमि च यदा गच्छामि बहु समीचीनम् अनुभूयमानमस्ति अतः सर्वेभ्यः वक्तुमिच्छामि यत् सर्वे अपि वुड्लेन्ड् कम्पनि पादकोशमेव आपणतः स्वीकुर्वन्तु इति